आङ्ग्लविषयः इति बाल्यकालतः वयं प्रारम्भं कर् के जि वन् के जि टुतः तत् द सर्वेपि सर्वकाले बालक बालकस्य मुखे बालानां बालानां कृते आङ्ग्लविषयः बहु तत् समीचीनं वर्तते समीचीनं भवति वर्तते तद् आङ्ग्लविषयः तस्य प्रयोजनम् अस्ति तद् तद् आङ्ग्लविषये कोपि शब्दः अस्ति चेत् अन्या अन्या भाषे परिवर्तनं ट्रान्स्लेशन् कर करिष्यन्ति चेत् तद् आङ्ग्लविष् ए उदाहरणमस्ति यथा बालकः बालकः किमपि वक्तुं शक्यते शक्नोति तत् कोपि शब्दः तद् मुखे नास्ति तद् आङ्ग्लविषयस्य उपयोगं करो कृत्वा एव बालकः पूर्णं वाक्यम् उक्त वदति उदाहरणमस्ति स्विज् बोर्ड् तत्र वर्तते स्विच् बोर्ड् य तस्य आङ्ग्लविषयः आङ्ग्लशब्दः अस्ति परन्तु एषः बालकः तद् बालकः संस्कृतं किञ्चित् एव जानाति तद् स्विज् बोर्ड् तस्य आङ्ग्लविषयस्य शब्दः वर्तते तद् समीचीनं वर्तते यत् बालकस्य कृते अण्डर्स्टाण्डिङ्ग् कृते तद् समीचीनं वर्तते